सर्वेभ्यो नमः तव शक्तिः तव दौर्बल्यं इति विषयं आधारीकृत्य वक्तव्यं इति धिया प्रत्येकं मनुष्यस्य शक्तिः भवति दुर्बलता दौर्बल्यमपि भवति तत्र शक्तिः ज्ञानमेव यतः ज्ञानं विना लोके व्यवहर्तुमेव न शक्नुमः गीतायां अपि उक्तं नहि ज्ञानेन सदृशं पवित्रम् हि विद्यते पुनश्च क्षेत्र क्षेत्रज्ञयोरेव मन्तरं ज्ञानचक्षुषा परमात्मा सर्वज्ञः वर्तते वयं जीवात्मानः अल्पाज्ञाः स्मः अत एव अज्ञानवशात् दुःखम् अनुभवामः ये ज्ञानिनः भवन्ति ते कदापि दुखं नानुभवन्ति ते सुखम् अनुभवन्ति सांसारिकविषयाणां न परन्तु परमात्मसम्बद्धं यत्सुखं अस्ति तद्गुण तद्गुण परिशीलनेन अथवा गुणानां विचारेण तं सुखमनुभवन्ति नाम तद् तद् तद् ज्ञानं यद् वर्तते वैदिकं ज्ञानं सैव शक्तिः पुनः दौर्बल्यं तद्भिन्नं यदज्ञानम् अस्ति तदेव दौर्बल्यं वर्तते जीवने यदा सर्वदा मानवेन यतनीयं यत् अज्ञानस्य दूरीकरणाय यतः अज्ञानमेव अस्माकं सहजं गुणं भवति सहजः गुणः भवति अस्मासु अतः तद्दूरीकरणाय सर्वथा यतनीयम् अज्ञानं यदि दूरीभवति तर्हि जीवने शक्तिः सुखमेव भवति मम मतम्